हरि ओम् महोदय अहं रेखा इति कावेरी कन्यागुरुकुलतः दूरवाणी कृतवती अहं श्रीरङ्गपट्टणतः चित्रदुर्गं गन्तुम् इच्छामि वयं चतस्रः स्मः वयं परश्वः दशवादने गन्तुम् इच्छामः भवान् तत् तत् दिने आगन्तुं शक्यते वा